नलिका कूपः कथं कार्यं करोति इति वदामि नलिकायाम् अधः एकं पय्प्रूपेन स्थाप्यते तद्वारा अस्माभिः यथा यथा चालनं क्रियते तथा सा अधस्तात् जलम् आगच्छति तस्य उपयोगः इदानीं ग्रामेषु आधिक्येन क्रियते परन्तु कूपस्य विषये वदामि यत् मम ग्रामः सम्पूर्णतया तत्र तु सर्वेषां गृहे कूपः कूपः एव भवति स्म बृहद् बृहद् विशालः विशालकूपः तद्वारा एव जलं निष्कास्य स्नानं जलपानं भोजननिर्माणं सर्वविधकार्यं तद् जलं ततः जलं स्वीकृत्य एव भवति स्म इत्येवं रूपेण कूपस्य विषये मम ग्रामे वर्तते